विशालजलागारेषु मध्ये तरणस्य विषये बहू आस् साव् धानवरूपेण तत् का तत्र तरणं करणीयं किमर्थमित्युक्ते यदा विशालजलगारेषु यद् विशालं जलगारं यदस्ति अथवा यदस् जलस्य स्तोत्रमस्ति तत्र श्वासस्य उपरि नियन्त्रणं बहु अधिकम् अपेक्षते किमर्थमित्युक्ते यदा तरणं कुर्मः चेत् तदा जल जलं शरीरे अन्तस्तः गच्छति एवं तथा च तत्कारणात् यद् श्वासप्राणवायु अस्ति तेषाम् उपरि नियन्त्रणं कर्तुं सा सर्वदा साध्यं न भवति तथा च यदा जलमपि अन्तः गच्छति चेत् तत् किं करोति इत्युक्ते यद् श्वासमस्ति तस्य कृते बाधः उत्पन्नं करोति तथा च श्वासमध्ये प्राणवायुः गच्छन् कारणात् एव किं बहुषु जनाः तत्र तेषां स्पृहं न भवति तथा च तैः ह तद् निस्पृहं ग भूत्वा तत्र जलं मध्ये अधः पतितुं शक्नोति एवं प्रकारः एवं तथा च यः यः समीचीनं रूपेण तरणं करोति सः जानाति कथं कथं रूपेण तत्र तरणं करणीयम् एवं ह कथं रूपेण श्वासस्य उपरि नियन्त्रणं कृत्वा अग्रे गन्तव्यम् इति तथा च यदा तरणं विशालं ज जलक्रीडां यदि करोमि विशाल लदूरात् यदि जलक्रीडां कुर्मः चेत् अपि तत् तरणस्य कृते तत्र एकवारं तरणं कृत्वा किञ्चित्स् कालं किञ्चित् कालं विश्रान्तिग्रहणानन्तरमेव अग्रे गन्तव्यम् ए एतद् हा एकं नियमः नियमः वर्तते तथा च एतद् समीचीनमपि अस्ति यदि विशालजं विशालं जलं जलपताकायां यदि तरणं कुर्मः चेदपि